उभयविधसर्वकारौ इदानीं केन्द्रसर्का सर्वकारो वा भवतु राज्यसर्वकारो वा भवतु तदुभौ यूनां कृते बहुविधम् उद्योगः समुदायम् उद्योगजातं कल्पयन्ति पुनः कथं भारतीयानां यूनां नेतृत्वकौशलं विकसेत् इति भावना इदानीं सर्वकारस्य अस्ति अतः तत्कृते केन्द्रसर्कारः भारतीयः राज्यसर्वकारश्च तस्मिन् क्षेत्रे यूनां नेतृत्वकौशलं वर्धयितुं तेषां शिक्षणसमस्याः अपाकर्तुं पुनश्च अन्तर्प्रेन्योर्स् र्प्रेन्योर्शिप् मध्ये कथं तेषां महान् योगः भवतु तदर्थं बहुविधान् यत्नान् सम्पादयतः केन्द्रसर्वकारः राज्यसर्वकारश्च अतः अयं कालः भारतीय यूनां कृते सुकालः अस्ति इति अहं भावयामि